हरि ओम् नमस्कारः मम नाम सौम्या भगिनी अहं भाग्यनगरे चन्दानगर् प्रान्ततः अहं दूरवाणीं कृतवती अहं लसिकानिवारकार्थं दूरवाणीं कृतवती बहुकासः अस्ति शीतलमस्ति मम श्वश्रूः अपि एतद्बाधा अनुभवति इदानीम् ज्वरं स्वल्पमेव अस्ति न न न न अहम् अहं गृहे एव स्थितवती परन्तु पञ्चदशदिनानि पूर्वम् अहं मम समीपे आपणं गतवती आपणं गत्व आपणं गत्वानन्तरं द्वयदिनान्तरं एतद्बाधा अहम् एतद्बाधा आगतवती अहं विस्मृतवती तस्मिन् दिने

अस्तु अवश्यम् अवश्यं भगिनी अस्तु अस्तु तत्र पञ्च किलो मिटर् वैद्यशाला न अस्तु गवर्नमेण्ट् वैद्यशाला एव खलु अस्तु मम गृहे सर्वे मिलित्वा एव तत्र गन्तव्यम् त्रयः ज्येष्ठाः सन्ति गृहं प्रति प्रेषयन्ति वा

आम् अस्तु अस्तु मम ज्येष्ठाः ते न स्वीकृतवन्तः अहं स्वीकृतवती तेषां कृते ते गृहं प्रेषयन्ति वा इति अहं पृच्छामि

अस्तु अस्तु अनन्तरं निवारणार्थम् अनन्तरं ते औषधानि अपि ते दत्त दत्तमस्ति वा

अस्तु अस्तु किमपि त्रविनं प्रेषणीयं वा दविणं तत्र दातव्यं वा अस्तु अस्तु धन्यवादः भगिनी धन्यवादः